मम क्षेत्रे तावत् लगोरि फ़ुट्बाल् वालिबाल् हाकि टेन्निस् कबड्डि क्रिकेट् इत्यादिक्रीडाः क्रीड्यन्ते तत्र विशेषेण वयं लगोरिक्रीडां क्रीडामः तदा अन्ये अन्यराज्येषु बहवः न क्रीडन्ति अस्माकं प्रदेशे अत्यन्तं विशेषेण क्रीडन्ति पुनश्च वयमत्र वृक्षवानरः इति कन्नडभाषायां यदुच्यते मरकोति इति क्रीडां वयं क्रीडामः तेन अत्यन्तमानन्दः प्राप्यते अतः सः एव क्रीडा अत्र विशेषः फ़ुट्बाल् तु सर्वे जनाः सर्वत्र क्रीडन्ति अन्यराज्येषु अन्यदेशेषु अपि क्रीडन्ति तदपेक्षया भिन्नतया नाम चिन्निदाण्डु इति इत्यपि क्रीडा अस्माभिः क्रीड्यन्ते लघुचात्राः अपि बहु सम्यक् क्रीडां क्रीडन्ति वालिबाल् अपि वयं नित्यं क्रीडामः न तावता वयं विशेषेण तावत् मण्डलकोक्को इत्यपि क्रीडामः कोक्को तु सर्वत्र क्रीडन्ति किन्तु मण्डलकोक्को इति अत्यन्तं विशेषः विशेषः विशेषरूपेण वयम् अत्र क्रीडामः पुनश्च सङ्घीयक्रीडामपि वयं क्रीडामः हारण्ण तूरण्ण लाङ्ग् जम्प् इत्यादि क्रीडाः अस्माभिः नित्यं क्रीड्यन्ते